पूर्वं भारते श्रवणद्वारा मननद्वारा विद्यार्जनं भवति स्म तेन जीवनकौशलं वर्धते अद्यत्वे छात्राः तादृशं पारम्परिकशिक्षणम् आप्तुम् उत्सुकाः सन्ति तत्र ज्ञानार्जनेन जीवनकैशलद्वारा विद्यार्जनं भवति तेन ज्ञानवर्धनमपि भवति ज्ञानप्रकाशनमपि भवति तादृशाणां छात्राणां गुणवत्तता उत्तमा एव भवति